एन् ऐ ओ एस् निमित्तम् अहं दशमकक्ष्यायाः संस्कृतपुस्तकं स्वीकृतवती बहु सम्यक् आसीत् दशमकक्ष्यायां गृहे उपविश्य कथं पठितुं शक्यते इति तत्र सिलबस् निर्माणं बहु सम्यक् आसीत् पुस्तकस्य प्रिण्ट् सर्वमपि बहु सम्यक् आसीत् तद् गृहे उपविश्य एव ते पठित्वा परीक्षां लेखितुं शक्यते अतः तद् गृहे उपविश्य कति अभ्यासाः करणीयाः तत् सर्वं विचिन्त्य बहु सम्यक्तया ते पुस्तकस्य निर्माणं कृतवन्तः अतः इदानीं साक्षात् व् विद्यालयं गत्वा एव पठनीयम् एतादृशस्थितिः नास्ति गृहे उपविश्य एव पठितुं शक्यते